नैसर्गिकचिकित्सा नाम पाकशालायां विद्यमानधान्यानि उपयुज्य एव क्रियमाणचिकित्सा इति अहं मन्ये यदि उदरवेदना भवति चेत् जीरिकाजलं पिबामः शिरोवेदना भवति चेत् आर्द्रवस्त्रं ललाटे स्थापयन्ति चेत् वेदना न्यूनं भवति एवमेव सात्विक आहारसेवनमपि अभ्यङ्गादिक्रियायाः नूलेपनादिक्रियायाः एतत् सर्वमपि नैसर्गिकचिकित्सा इति वक्तुं शक्यते एव